कदापि त्वया बौद्धिकदृष्ट्या बहु कष्टकरं पुस्तकं पठितं वा किं तत् किमर्थं कष्टम् अभवत् किं त्वं परिवारेण उत मित्रैः सह एतत् विषये चर्चां करोषि